त्रयोविंशत्याधिकद्विसहस्रतमवर्षस्य जून् मासस्य पञ्चदशदिनाङ्कः त्रिविंशत्यधिकद्विसहस्रवर्षस्य जून् मासस्य सप्तविंशतिदिनाङ्कः त्रिविंशत्याधिक द्विसहस्रवर्षस्य जुलै मासस्य षोडशदिनाङ्कः त्रिविंशत्याधिकद्विसहस्रवर्षस्य आगश्ट् मासस्य विंशतिदिनाङ्कः त्रिविंशत्याधिकद्विसहस्रवर्षस्य सेप्टेम्बर् मासस्य षड्विंशतिदिनाङ्कः